शिरोवेदनायाः बहूनि कारणानि सन्ति यथा अजीर्णं निद्राभावः फ़ोन् टीवि इत्यादिना अधिकं दर्शनेन न्यूनप्रकाशे अधिक अध्ययन अध्ययनं करोति चेत् तथा ज्वरादिकारणेन मैग्रीन् इत्यादिसमस्याः आगच्छति तेन शिरोवेदना आरभ्यते एतेषां सर्वेषामपि कारणानाम् एकः एव उपायः इति वक्तुं न शक्यते यथा रोगं यथा कारणं प्रति उपचारः विद्यते यदि अजीर्णं तर्हि जीरिकाकषायं पातुं शक्यते चायादिकं पातुं शक्यते स्क्रीन् टैम् न्यूनं कर्तुं शक्यते अधिकप्रकाशयुक्तस्थले उपविश्य पठनं शक्यते यदि ज्वरादिकारणेन शिरोवेदना जायते तर्हि आर्द्रकं तस्य घर्षणं कृत्वा लेपनं कृत्वा सम्यक् शिरसि लेपयति चेत् अर्धघण्टानन्तरं शिरोवेदना अपगता भवति